हरि ओम् आ हरि ओम् आ सम्यगस्मि किम् आवश्यकमासीत् आहा आहा आहा आहाहा आहाहाहा अस्ति अस्ति अस्ति अस्ति अस्ति एकं मुल्क् एतत् पश्यतु एतत् शीतलवस्त्रं बहू स्थूलः नास्ति पश्यतु अनन्तरं यदा भवा धरति चेत् एकम् उत्तम अनुभवं ददाति उत्तम उष्णमपि ददाति तत् पश्यतु अस्य मूल्यमपि अधिकं नास्ति तद् स्वीकर्तुं शक्यते भवति पश्यतु नो अधिकं नास्ति त्रिशतम् त्रिशति त्रिशतम् च चतुश्शतं तदेव अत्र मध्ये भवति शक्यते खलु पश्यतु किञ्चित् वर्णाः एतद् एतद् कृष्णवर्णम् अन्यवर्णस्य अपेक्षा अस्ति वा न च अस्ति वस्त्रम् व अन्यवर्णस्य अपि अस्ति ओ एवं वा

अस्तु अस्तु सत्यं सत्यं सत्यम् अहं पश्यामि सामान्यतः शीतल शीतल तत तर्मल् वेर्स् अस्ति खलु तद् शीतलवर्णं नीलवर्णं तद् न तत्र षट् वर्णानि सन्ति पश्यामि नीलवर्णमस्ति चेत् स्वीकरोतु न चे नो चेत् एतद् श्वेतवर्णस्यापि बहु सम्यक् अस्ति अनन्तरम् एतत् कृष्णवर्णस्यापि पश्यतु भवत्याः कृते किम् शीत शैत्यं शै उष्णम् आवश्यकं खलु पश्यतु एतत् अहं दर्शयामि पश्यतु एकवारम् ह्म् एतद् पश्यतु एतद् भवत्याः पुत्रस्य ओ कत् वर्ष वर्षः दशमवर्षीयः सः पश्यतु एतद् म्म् इत्युक्ते किञ्चित् मध्यमा सैज़् आवश्यकं खलु दशवर्षमित्युक्ते अवश्यकं एतद् पश्यतु हा हा आम् एतद् पश्यतु एतद् स्वीकरोतु हा शक्यते एतस्य मूल्यमपि अधिकं नास्ति त्रिशताधिकं पञ्चाशत् एव हा अस्तु अस्तु स्वीकरोतु स्वीकरोतु अस्तु अस्तु अहं अस्तु अस्तु स्वीकरोतु अस्तु अस्तु अस्तु अस्तु